यदि अस्माकं गृहे अतिथयः आगच्छन्ति अहं प्रथमं स्वागतं कृत्वा तेषां कृते पादप्रक्षालनार्थं जलं दत्वा उपवेशयामि तदुत्तरं तेभ्यः जलं पानं पातुं पातुं यत्किञ्चिदपे्क्ष्यते नाम जलम् अथवा यत्किञ्चिदपेक्ष्यते तद् पृष्ट्वा दास्यामि ते ते तदुत्तरं तेषां कृते व्यवस्था नाम स्वपामि यदि गृहे वसन्ति एकस्मिन् दिने ते अर्थं किं किम् अपेक्ष्यते तत्सर्वम् अहं कृत्वा यच्छामि तेभ्यः नाम ये यदि ते आगच्छन्ति के आगच्छन्ति इति दृष्ट्वा यदि युवकाः आगच्छन्ति ते यथा यदि अस्मत् सदृशाः भवन्ति तेभ्यः अहं सम्यक् भागं नाम रै तण्डुलेन यत्कृतं समीचीनं यत् खादितुं भवति तरुणेभ्यः तादृशं पाकं कृत्वा यच्छामि यदि वृद्धाः एतादृशाः आगच्छन्ति तेभ्यः अहं यथा तेभ्यः पचनार्थं यत् यद् सुलभं सुलभाय भवति नाम इड्ली दोसा इत्यादिकं कृत्वा दास्यामि अहं कदापि अतिथयः आगच्छन्ति चेत् अहम् एतत् न करोमि तद् न करोमि इति वदामि तदा तेभ्यः यदि तथा वदामः अथितिभ्यः दुःखं भवति तेषां कृते आगमनोत्तरं जलं पानार्थं जलं दातुं जलदानं तदुत्तरम् एवमेव तादृशं तेषां कृते यद्यदपेक्षितं तत्सर्वं पूरयामि जलं यदि प्रातः आगच्छन्ति उपहारार्थम् उपविशामि यदि रात्रौ आगच्छन्ति भोजनं भोजनं दत्त्वा तदुत्तरं तेभ्यः अहं स्वपनार्थं व्यवस्थां करोमि यदि प्रकोष्ठः नास्ति अस्माकमेव प्रकोष्ठं त्यक्त्वा तेभ्यः यच्छामि अहं बहिः हाल् मध्ये स्वपिमि एवं मया अतिथिसत्कारः क्रियते यदि इदानीं तु हास्टल् इत्यादिषु स्थानेषु तेभ्यः इत्येव अन्यः प्रकोष्ठः भवति अस्माभिः तत्र मार्जनं सम्मार्जनम् इत्यादिकं सर्वं सर्वं कृत्वा सम्यक् कृत्वा दीयते तेभ्यः तत्र यद्यदपेक्षितं टी काफ़ी इत्यादिकं सर्वं कृत्वा नीत्वा दीयते